दीर्घचारणे अस्माभिः यत् अस्माभिरेव यत् गृहे यत् खाद्यस्थानानि खाद्यानि तथा अस्माभिरेव तत्र पाकानि कृत्वा एव गम्यते तत्र यत्र तत्र व्यवस्था न भवति पाहि बहिः तत्र भोजनादिकम् अस्माभिः न क्रियते परन्तु शाकाहारः एव श्रेष्ठम् आहारं भवति यतः अस्माभिः शाकाहारिभिः यत्र दीर्घचारणेषु तत्र कष्टं भवति परन्तु तत्र ये फ़लादिकं भवन्ति तत् स्वीकृत्य अपि एवं स्वयं यानि धान्यानि स्वीकृत्य गम्यते तत्र तत् स्वीकृत्यापि गन्तुं शक्यते दीर्घचारणेसु चारणार्थं सज्जीकर्तुं एते अद्य एतादृशानामपि सर्वेषामपि समेषां पूर्वदृष्ट्या अवलोकनं कृत्वा एव गम्यते